तत्र पुरातनादारभ्य दर्शनानि द्विधा दृश्यन्ते यथा आस्तिकदर्शनानि नास्तिकदर्शनानि इति सर्वदा सर्वैः उच्यते ये देवस्य प्रमाणम् अङ्गीकुर्वन्ति एते आस्तिकाः देवस्य प्रमाणं नाङ्गीकुर्वन्ती ते नास्तिकाः इति परन्तु अस्मद् पूर्वजैः उक्तं यत् वेदप्रमाणं ये अङ्गीकुर्वन्ति ते आस्तिकाः वेदप्रमाणं न अङ्गीकुर्वन्ति ते नास्तिकाः इति यतः इदानीं चार्वाकमतं चार्वाकदर्शनमस्ति बौद्धदर्शनमस्ति जैनदर्शनमस्ति ते नास्तिकदर्शनानि तथैव साङ्ख्य योग न्याय वैशेषिक पूर्वमीमांसा उत्तरमीमांसा एते षड् दर्शनानि आस्तिकदर्शनानि तत्र आस्तिकदर्शनं तथा नास्तिकदर्शनेषु वेदप्रमाणम् अङ्गीकुर्वन्ति तस्मिन् विषये आस्तिकदर्शनानि नास्तिकदर्शनानि इति विभागः कृतः दृश्यते तथापि अत्र न्यायवैशेषिकयोः वेदप्रमाणस्य अङ्गीकारः अस्ति परन्तु ते पौरुषेयाः इति ते कथ्यन्ते ते एव मीमांसादिषु ते अपौरुषेयाः इति कथ्यन्ते इत्युक्त्वा विरमामि